अहं बहुधा पर्यटनं कुर्वति भवामि तत्र मया हम्पि बादामि ऐहोले पट्टदकल्लु अपि च तत्रेव समीपे विद्यमानाः अप्रसिद्धाः देवालयाः अपि मया गताः पूर्वं यदा मया गतं तत्र किं आपणाः न आसन् पुनः शौचालयव्यवस्था न आसीत् एवं बहवः लघु लघु विषयाः सन्ति ते तत्र न आसन् परन्तु यदा वयं देवालयस्य किं मण्डलिम् अथवा तत्र विद्यमाना एकं समितिं वयं मिलितवन्तः तत्र जनान् वयं सूचितवन्तः ईदृश ईदृश्यः व्यवस्थाः अत्र प्रकल्पनीयाः ताश्च किं मूलभौतिक मूलभौतिकाः वर्तन्ते ताः व्यवस्थाः कल्पनीयाः एव तेन अत्र किं इदं स्थानम् अस्य स्थानस्य वीक्षणार्थं बहवः जनाः आगच्छन्ति इति अस्माभिः सूचिताः तथैव प्रायः पञ्चवर्षानन्तरं मया पुनः यदा तत्स्थानं गतं तदानीं तत्र लघु लघु अंशाः मया अवलोकिताः यत् अवकरकण्डोलाः आसन् पुनः किं शीतलं जलं पातुम् अथवा फलरसं पातुम् आपणाः लघु लघु आपणाः आसन् पुनः बालानां कृते क्रीडनकानि क्रेतुम् आपणानि आसन् एवमेव विश्रान्तिस्थानम् इति किञ्चित् निर्मितं यत्र एकं लघु कुटीरम् एव निर्माय तत्र उपवेष्टुं उष्णकाले उपवेष्टुं तत्र शक् शक्नुमः अपि च वृष्टिकाले अपि तत्र आगत्य वयं वसितुं शक्नुमः एवम् अंशाः पूर्वं ये अंशाः परिवर्तनीयाः अथवा व्यवस्था कल्पनीयाः इति उक्ताः ते सर्व ताः सर्वाः अपि मया दृष्टाः